वयम् एकवारं यानं स्वीकृत्य इतः उडुप्पीनगरं गतवन्तः तस्मिन् समये चालकस्य तत्र विनयं दृष्ट्वा अहं बहु मुदितवान् किम् इत्युक्ते केवलम् उडुप्पीनगरं वयं न गतवन्तः ततः अन्यत्रापि गन्तुं इच्छितवन्तः तस्मिन समये चालकं पृष्टवान् तत्र गन्तुं शक्यते वा इति सः बहुविनयेन उक्तवान् तदपि वयं कुर्मः तत्रापि गत्वा आगच्छामः इति बहुविनयेन सः अङ्गीकृतवान् एवं चालकस्य विनयं दृष्ट्वा अहं बहु मुदितवान्